हरि ओम् कुत्र सन्ति किं प्रातः प्रातः एवम् उत्थाय गतवन्तः किमपि न उक्तवन्तः एव अस्तु गृहे सर्वं कार्यं तथैव अस्ति किं मया एव कर्तव्यं वा सा तु निद्रिता अस्ति इतोऽपि न उत्थिता सा तु सा पापं इतोऽपि लघ्वि एव अस्ति सा कथं करोति अस्तु पुत्रः कुर्वन्ति भवन्तः न कुर्वन्ति इति खलु अस्तु सर्वं अस्तु इतोऽपि अन्यत् किमपि कार्यं भवेत् तत्रापि गच्छन्तु हा अस्तु इदानीं किं तत्र गत्वा आगम्यते अस्तु आम् सत्यम् ह्यः बहु कार्यम् आसीत् खलु कृत्वा कृत्वा श्रन्तता जाता अद्य तु कार्यं कर्तुं न जायमान हा अस्तु यथाशीघ्रं आम् पुनः अन्यत्र क्वापि न गच्छन्तु शीघ्रम् इदानीं पुत्र्योः शालाप्रेषणम् अपि वर्तते तयोः तत्र स्नानादिकं सर्वं कारणियं खलु ह अत्र किन्तु कथं धूलिः वर्तते इति बहु दिनानि अतीतानि प्रतिदिनम् एवम् एव किञ्चित् कार्यं भवत्येव अस्तु इतोऽपि दशनिमिशेषु आगच्छन्ति पुनः अन्ये केऽपि आह्वयन्ति तत्रापि गच्छन्तु नाम अस्तु उत्थापयामि तर्हि गमनसमये उत्थाप्य गन्तव्यं खलु हा अस्तु उत्थापयामि आदौ भवन्तः शीघ्रम् आगच्छन्तु गृहम् आम् अस्तु कार्यं सर्वं तथैव स्थापयामि आगच्छन्तु भवन्तः अपि किञ्चित् सहायं कुर्वन्तु अस्तु